इदानीं जनाः अन्तर्जालद्वारा रोगस्य लक्षणं तस्मिन् विषये पुनः औषधस्य विषयम् आयुर्वेद औषधं वा नो चेत् आलोपति वा तस्मिन् विषये ज्ञानं बहुसम्यकतया प्राप्तुं शक्नुवन्ति तत्र युट्यूब् माध्यमेन वा नो चेत् अन्य वेब्सैट् उपयोगं कृत्वा ते जनाः तस्मिन् विषये रोगस्य विषये नो चेत् औषाधस्य विषये सम्यक् ज्ञानं प्राप्तुं शक्नुवन्ति अनन्तरम् अन्तर्जालद्वारा अन्य चिकित्सालयाः के के सन्ति अस्माकं प्रदेशे तदपि ते ज्ञातुं शक्नुवन्ति अतः तत्रैव तेषां दूरवाणीसङ्ख्यां सर्वान् स्वीकृत्य सम्भाषितुं पूर्वमेव सम्भाषणं कृत्वा एव तत्र गन्तुं शक्नुवन्ति यदा यदि अन्तार्जालम् नास्ति चेत् तावत् दूरं गत्वा एव तस्मिन् विषये सम्भाषणं वा अनन्तरं रोगस्य विषये वा आयुर्वेदः नो चेत् आलोपति औषधस्य विषये वा ज्ञातुं शक्नुवन्ति इदानिं तु तत्र तावत् दूरं गन्तव्यम् इति न अस्माकं समीपे यत् अन्तर्जालतन्त्रज्ञानम् अस्ति तस्य उपयोगं कृत्वा सर्वान् विषयानपि ज्ञातुं वयम् इदानिं शक्नुमः अतः एतद् बहुसम्यक् एव विषयः अस्ति एतत् तन्त्रज्ञानम् अस्ति किल तत्